त्रयोविंशत्यधिक द्विसहस्रवर्षे डिसेम्बर् मासस्य एकविंशतिः दिनाङ्कः त्रयोविंशत्यधिकः द्विसहस्रवर्षे डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः चतुर्विंशत्यधिकः द्विसहस्रवर्षे जनवरि मासस्य प्रथमदिनाङ्कः चतुर्विंशत्यधिकः द्विसहस्रवर्षे जनवरि मासस्य द्वाविंशतिदिनाङ्कः चतुर्विंशत्यधिकः द्विसहस्रवर्षे फिब्रवरि मासे मासस्य दशमदिनाङ्कः